पर्यटनं मुक्यम् अस्ति इत्युक्ते वयं पर्यटनार्थं विविधस्थळानां पश्यामः तत्प्रदेशस्य अभिवृद्धिं दृष्टवन्तः अभिवृद्धिः इत्युक्ते मार्गव्यवस्था जलव्यवस्था विद्युत् व्यवस्था शालाव्यवस्था इत्यादि मुख्यविषयाणि वयं दृष्टवन्तः तदनन्तरं वयं स्वग्रामम् आगच्छन्ति अनन्तरं वयं स्वप्रदेश अभिवृद्धितया गमनं कर्तुं शक्यते वयं स्वग्रामस्य समस्यां दत्तवन्तः तत्समस्याः समस्यायाः परिहाररूपेण कार्यक्रमं कार्यं प्रारम्भं कुर्मः